महोदय नमस्ते अहं पूर्वं सूचितवान् खलु अस्मिन् दिने आगच्छामि इति अहं पञ्चविंशतिदिनाङ्के बेङ्गलूर् नगरम् आगच्छन् अस्मि प्रातः साक्षात् भवताम् उपहारगृहम् आगच्छामि मया सूचितम् उपहारव्यवस्था मध्यान्हे भोजनव्यवस्था भोजनस्य व्यवस्था सायङ्कालिन भोजनस्य व्यवस्था तत्र भवतां उपहारगृहे अस्ति इति चिन्तयामि तथा भवतामपि व्यवस्था कृता अथवा करिष्यते इति भावयामि अथवा तद्विषये मया पुनः स्मारणीयं वा अथवा ई मेल् द्वारा अथवा गूगल् द्वारा अहं विषयम् संयोज्य प्रेषयामि चेत् तत् स्वीकृत्य भवद्भिः व्यवस्था कर्तुं शक्यते खलु अहं पञ्चविंशतिदिनाङ्के प्रातः षड्वादने रेयल् स्थानम् अवतीर्य

उपहारमन्दिरम् आगच्छामि